न अन्यया कया अपि भाषया संस्कृतभाषा प्रभावं न अप्रापत् यतः संस्कृतभाषा प्राचीनतमा भाषा वर्तते तस्याः उद्भवकाले भाषान्तरस्यैव अभावात् नैव वक्तुं शक्यं यत् संस्कृतभाषा भाषान्तरेण प्रभाविता अस्ति अपि तु संस्कृतभाषया एव प्रायः भारतीयाः भाषाः तथा च वैदेशिकाः अपि भाषाः प्रभाविताः वर्तन्ते तस्मात् एव कारणात् संस्कृतभाषा एव समेषां भाषाणां जननीरूपेण प्रसिद्धा